हा मया एकं खाद्यम् आर्डर् कृतम् आसीत् परोटा तत्र परोटा पूर्वमपि आर्डर् कृतमासीत् नष्टमासीत् सम्यगेव नागतम् किन्तु धनं तु दत्तं किन्तु मया अद्यापि कृतं मम ग्रामान्तर गन्तव्यम् आपतितम् अतः आर्डर् पुनः स्वीकुर्वन्तु मया केन्सल् कर्तव्यम् अस्ति इतः परं यदि प्रेषयन्ति तर्हि उत्तममेव खाद्यं प्रेषयन्तु अन्यथा जनानां क्लेशः भवति तथा उत्तमद्रव्याणि स्थापयित्वा खाद्यानि विक्रण विक्रयणं कुर्वन्तु इति प्रार्थयामि किन्तु सद्यः मम ग्रामगमनसन्दर्भः आपतितः इति कृत्वा मम आर्डर् केन्सल् कुर्वन्तु कृपया इति वदामि